केचन युवानः सांस्कृतिकाचरणेषु भागं वहन्ति केचन न वहन्ति एवं श्रद्धा अपि कदाचित् न भवति सांस्कृतिककार्यक्रमे रुचिं न दर्शयितुं मुख्यकारणमस्ति यत् वयं केवलमस्माकं पूर्वजैः अनुसृतम् इति ज्ञात्वा एव उत्सवस्य आयोजनं कुर्मः अधुना आधुनिकः समयः अस्ति सर्वेषां कृते प्रयोजनं कारणं च ज्ञातुम् इच्छा भवति यूनां कृते अपि कारणम् अपेक्ष्यते अतः यदा सांस्कृतिककार्यक्रमाः धार्मिकाचरणानि अर्थात् पूजाहवनानि यदा आयोज्यन्ते तदा तद्विषये अर्थात् तस्य प्रयोजनविषये पृष्ठभूमेः विषये का ते ज्येष्ठाः यूनां बालकानां च कृते बोधयेयुः अकृते का हानिः इत्यपि कथयेयुः तदा यूनाम् आचरणेषु भागग्रहणं भवेत् इति मम अभिप्रायः